भारते बहुषु क्षेत्रेषु नूतन आविष्कारः अभवत् तस्य ततः अब् अभिवृद्धिः वा देशस्य गतिः प्रभावः अभवत् तत्र अहम् एकम् उदाहरणं वक्तुम् इच्छामि वन्दे भारत् इति नाम्ना रेल्यानस्य तस्य तु सम्पूर्ण स्वद् स्वदेशे स्वदेशे स्वपरिज्ञानाय तस्य आविष्कारः जातः तस्य निर्माणं अपि जातं तत् सम्यक् प्रचलति इदानीं यदा पुरातनं पश् पुरातनरेल्यानं पश्यामि चेत् प्रारम्भतः तदेव परिज्ञानमस्ति तदेव व्यवस्था अस्ति उ उपलब्धाः सर्वाणि न्यूनाः एव तदेव पुनः पुनः निर्माणं कुर्वन्तः सन्ति एता एतावत् पर्यन्तं परन्तु यदा वन्दे भारत् इति नाम्ना नूतन आविष्कारः स्वभारते अभवत् तत्र अनेक परिव् अनेकानि परिवर्तनानि अभवन् तस्य सौलभ्यं वा गतिः वा एतानि सर्वाणि अत्यन्तम् अल्पव्ययेन अत्यधिक सदुपायाः अत्र भवन्ति तत्तु तद् विज्ञानम् अस्माकं भारते प्रयोजनाय भवति गर्वः इति अहं मन्ये एतत् विज्ञानम् अस्माभिः अस्ति सर्वदा अन्यत्र कापि करणीयं कापि करणीयं वा अन्यदेशात् क्रेतव्यं वा इति विहाय स्वयं समृद्धिः आत्मा स्वयं समृद्धिः अभवत् तद् विषये अहं महान् सन्तोषः अस्मि